छात्रवृत्तिः तु आवश्यकता अस्ति एव अस्माकं राज्ये तेलङ्गानाराज्ये छात्रवृत्तिः अस्ति किमर्थम् इत्युक्ते सर्वे छात्राः समानाः इत्युक्ते धनविषये समानाः भवितुं न अर्हन्ति तदर्थं ते ये धनं धनिनः न भवन्ति ये सम्यक्तया इत्युक्ते ये धनं यस्मिन् समीपे धनं नास्ति तेषु किञ्चित् धनं दत्वा वयं विद्याविषये वयं प्रोत्साहं दद्मः चेत् ते किञ्चित् पुरतः आगत्य उत्तमविद्यां प्राप्तुं प्राप प्राप्तुम् अर्हन्ति इति तदर्थं छात्रवृत्तिः तु दातव्यमेव भवति अस्माकं तेलङ्गानाराज्ये तु तादृशी छात्रवृत्तिः तु अधिकं न दृश्यते इति अहं चिन्तयामि अनन्तरं महिलानां कृते अपि किञ्चित् अत्रापि तेलङ्गानाराज्ये तादृशी तादृशी व्यवस्था तु न आसीत् इत्यहं मन्ये धन्यवादः